जन्मारभ्य जन्मतः मरणपर्यन्तं षोडशसंस्काराः पुनः विवाहः तदा सर्वे अपि संस्कृतभाषामाध्यमेन भवन्ति यत्किमपि पूजां करोमि चेत् तत्रापि संस्कृत भाषामाध्यमेन मन्त्रः भवन्ति ग्रन्थाः भवन्ति तथा अस्माकं मा पारम्परिकं सम पारम्परिकम् अस्माकं प्रदेशे प समा सांस्कृतिकं पारम्परिकं प परम्परा परम्परायाः संस्कृतं सर्वदा औन्नत्यं भजतेव यत्र कुत्रापि वि विनायकचौति इति फ़े फ़ेस्टिवल् भवति अस्माकं प्रदेशे बहु उ उत्सुकतया सर्वे कुर्वन्ति आदौ गौरीपूजा गौरीपूजा आरम्भं कुर्वन्तत्र संस्कृतमाध्यमेन पुनः ल ललितासहस्रनामानि अपि संस्कृतं संस्कृतेन सर्वे पठन्ति अतः संस्कृतं स यदि प्रदेशे संस्कृत भाषायाः प्रभावः बहु भवति इति